अस्मिन् भारतदेशे युवा तस्य युवाजनस्य संख्या बहु अधिकं वर्तते परन्तु तस्य युवकः युवकानां कृते तद् धार्म धार्मिकस्थानं धर्मः धर्मः तत् कोपि विषयः तु नास्ति तत् वृद्धाः वृद्धः एव वृद्धानां कृते एव धर्मः एव धार्मिकस्थानं तत् वर्तते युवकानां कृते कोपि तद् इदानीम् अस्मिन् कलियुगे तु तत्र कोपि धर्मः धार्मिकस्थानं न च चयनं करिष्यन्ति परन्तु तत्र धर्मस्थानं वर्तते तद् किमपि विचारण अनन्तरं तद् एव निर्माणं कृतं कृतम् अस्मि अनन्तरं भविष्यकाले यत् कलियुगं तस्य अन्तः भविष्यति तदेव तदेव उपयोगं धर्मः एव धार्मिकप्रार्थना तद् देवपूजा इत्यादि एव तद् उपयोगं भविष्यन्ति तत् अनन्तरम् अस्मिन् काले तद् बहु अनिवार्यं वर्तते तत् धर्मः संस्कृतिः सां संस्कृतसंस्कृतिः इत्यादीनां वित् विषये अस्मिन् काले बहु अनिवार्यं वर्तते तद् संस्कृतिः यत् कुत्रापि नास्ति तद्भारतदेशे एव भारतस्य प्राचीनभाषा एव संस्कृतं तर्हि वयं सर्वेपि संस्कृतं संस्कृतस्य कृते प्रोत्साहनं तत्र प्रचारप्रसारं करणीयम् इति